मम पार्श्वे पुरातनं पुस्तकं रामायणं तुलसीदासकृतरामायणं वर्तते तद् तद् रामायणं मां मम पिता पठितुं दत्तवान् आसीत् अतः तस्य रामायणस्य क्रयणम् अहं न कृतवान् मम पिता पित्रा प्रदत्तं प्रदत्तं तत् रामायणं